छत्तीस्गडप्रदेशे अहं वसामि तत्र वस्तुतः बह्व्यः वृत्तयः जनैः क्रियन्ते तथापि प्रधानतया तत्र खनिजकार्याणि जनाः कुर्वन्ति तत्र अङ्गारस्य महानाकरः इत्युक्ते कोल् कोल्ड् फ़ील्ड् कोल् फ़ील्ड् अस्ति ततः कोल् खनित्वा राज्यस्य उपकाराय प्रयुज्यते अवशिष्टं सर्वं बहिः राज्यान्तरे प्रेष्यते तत्रैव खनिषु जनाः कार्यम् अधिकतया कुर्वन्ति तेषां कृते धनमपि पर्याप्तं दीयते मम मण्डले अपि तादृशं कार्यं प्राचुर्येण भवति तेन मण्डलस्य विकासः भवति बहिः विक्रयणेन सर्वकारस्य धनं वर्धते पुनश्च खनिजपदार्थम् उपयुज्य विद्युत् उत्पाद्यते धनेन मार्गाणां निर्माणं भवति इतोपि बहु विकासः भवति जनैः उचितं धनमपि प्राप्यते तेन तेषां जीवनं सम्यग्भवति ते स्वस्य उप उपयोगाय सर्वं वस्तु क्रेतुं शक्नुवन्ति अतः एषा वृत्तिः मम मण्डलस्य अर्थव्यवस्थायां जीवनशैल्यां च महत् योग्दा योगदानं करोति